मम देशः श्री लङ्कादेशः अस्ति तत् एकं द्वीपं अस्ति मम देशे बहु धान्यानि फलानि एवं शाकानि च वर्धन्ते कृषीवलैः केवलं दक्षिणप्रदेशे एवम् उत्तरप्रदेशे दक्षिणप्रदेशे एवम् उत्तरप्रदेशे धान्यानि अधिकानि भवन्ति तथा फाष्ट् मध्यप्रदेशे शाकाः एवं फलानि अधिकेनेव भवन्ति ते

कृषिवलाः एतानि फलानि धान्यानि शाकाः सर्वाणि मार्केट् मध्ये एव विक्रीणयन्ति एवं केचन चायां एवं काफि एताः एतादृशाः अंशाः एक्सपोर्टिं अपि कुर्वन्ति एवं एव मम देशे सर्वं चलन् अस्ति